हरिः ओं नमस्ते महोदय उदयन् हेग्डे महोदयः खलु

अहं शालिनी इति भवतः फ़ेन् अस्मि वस्तुतः एतत् एषा सङ्ख्या भवतः क कस्यचित् मित्रस्य सकाशात् मया प्राप्तम् भवता सह मेलनीयं भवान् द्रष्टव्यः सम्भाषणीयम् इति बहुदिनानाम् आशा मम अद्य एव नैव महोदय अहं तु सद्यः पठामि किन्तु भवतः सर्वाणि पुस्तकानि मया पठितानि सन्ति प्रत्येका भवतः तद् महाभारतनीतिकथानां पुस्तकात्तः पुस्तकतः आरभ्य सद्यः अन्वेषणम् इति पुस्तकं यत् भवता संस्कृते लिखितं किल बहु रोचकमासीत् तत् प्रायः मया तत् पठित्वा दिनत्रयं तद्विषये एव चिन्त्यमानमासीत् अहं तु भवत् भवन्तं वस्तुतः द्रष्टुमिच्छामि कदाचित् भवतां जीवनतः तद् कथं किं प्रेरयति भवन्तम् इति सर्वं भवन्मुखादेव ज्ञातुमिच्छामि इदानीं तु

किन्तु

किन्तु भवताम्

भवान् भवदीयानि लेखनानि बहु प्रेरणादायकानि सन्ति महोदय सर्वदा अस्माकं कृते एवमेव लिखन् भवतु न न जानीमः कदाचित् भवत् पूर्त्या अहं न प्रयतं मया इतोपि किन्तु कदाचिदहमपि लेखिका तावत् न चेदपि तस्य अर्धं वा भवितुं शक्नुमायां वा इति आशा तु उत्पद्यते

भवदीयानि भवदीयानि भवदीया प्रस्तुतिः भवति किल प्रसङ्गानां सा विशिष्य म मम मह्यं बहु रोचते अन्यान् अन्येषामपि लेखनाम लेखनानां मया प लेखनानि पठितानि सन्ति किन्तु न तावन्ति आकर्षकाणि भवन्ति अहं कदाचित् भवतः पुस्तकस्य उपरि भवतः हस्ताक्षरसहितं हस्ताक्षरं स्वीकर्तुं शक्नोमि वा कदाचित् मेलितुं शक्यते वा कृपया भवतः परिचयः मम भवति चेत् तदेव मम सौभाग्यं धन्यवादः नमस्ते